मम वृत्तिविषये अहं सन्तुष्टः अस्मि किमर्थम् इत्युक्ते अहं शिक्षकः अस्मि छात्राणां कृते बोधयितुम् अवसरः लब्धमस्ति छात्राणां कृते नानाविषयबोधनं इत्युक्ते तत् उत्तमकार्यमेव किमर्थम् इत्युक्ते छात्राणां जीवननिर्माणं शिक्षकाः एव कुर्वन्ति भविष्यत्काले तेषां जीवनं कथं निर्माणं भवति इत्युक्ते तत्र शिक्षकाणां पात्रं महत्वं वर्तते एकः बालकः उत्तमो वा भवति वा एकः बालकः दोषपूरितः भवति वा तत्सर्वमपि शिक्षकाणां हस्ते एव भवति यथा शिक्षकाः मार्गं दर्शयन्ति तथा छात्राः गच्छन्ति तदर्थं मम वृतत्तिविषये अहं सन्तुष्टः अस्मि